मदधीतं शास्त्रं भवति व्याकरणशास्त्रम् एवं च तस्मिन् व्याकरणशास्त्रे अनेके सम्प्रदायाः वर्तन्ते यथा का ऐन्द्रव्याकरणं चान्द्रव्याकरणम् ऐन्द्रं चान्द्रं काशकृस्नम् कौमारं शाकटायनं सारस्वतं चापिशलं शाकलं पाणिनीयम् इति अष्टौ सम्प्रदायाः वर्तन्ते एतादृशरूपेण तत्र अस्माकं मम सम्प्रदायः वर्तते पाणिनीयसम्प्रदायः इदानीन्तनसमये पाणिनीयसम्प्रदायः एव आधिक्येन प्रचाल्यमानः वर्तते तत्र च मम अस्मिन् पाणिनीसम्प्रदायस्य मुख्यग्रन्थः भवति अष्टाध्यायी इति तस्मिन् मुख्यग्रन्थे अष्टौ अध्यायाः वर्तन्ते अष्टौ अष्टसु अध्यायेषु द्वात्रिंशत् पादाः वर्तन्ते प्रत्येकेषु पादेषु चत्वारः पादः प च प प्रत्येकेषु अध्यायेषु चत्वारः पादः एवं च आहत्य द्वात्रिंशत् पादाः वर्तन्ते इदानीं तस्य ग्रन्थस्य रचनाकालः इत्युक्ते तस् तत्र अनेके मतभेदाः सन् वर्तन्ते केशाञ्चनमते ईसापूर्व षष्टम शताब्दीति केशाञ्चनमते मते अष्टमशताब्दिः इति ए एवं रूपेण मतभेदाः वर्तन्ते किन्तु सामान्यरूपेण वयं अनुमानम् इत्युक्ते पठित्वा पश्यामश्चेत् एवं वक्तुम् अर्ह् शक्यते यत् तस्य कालः षष्टम इसापूर्व षष्टमशताब्दितः ईसापूर्व अष्टमशताब्दि पर्यन्तम् ए अष्टमशताब्द्योर्मध्ये एवम् अनुम अनुमितुं शक्यते एवं च तस्य ग्रन्थस्य विशेषता का इत्युक्ते तस्य ग्रन्थस्य बहु विशेषता वर्तते लोके वेदे च एवं च शब्दाः तु नित्याः वर्तन्ते वाक्योपि अतः तैः तेषां शब्देषु सर्वेषां शब्दानाम् उपदेशस्तु कर्तुं न शक्यते वाक्यानामपि स सर्वेषां वाक्यानाम् उपदेशस्तु कर्तुं न शक्यते अतः वाक्यस्फोटः एव अस्माकं व्याकरणे मुख्यरूपेण तस्य एव भूमिका वर्तते तदेव नित्यः इत्य् इति अस्माभिः मन्यते अतः वाक्यानां सर्वेषां वाक्यानाम् उपदेशस्तु उपदेशस्तु कर्तुं न शक्यते इति इति विचार्य तत्र व्याकरणस्य किं क्रियते रचना क्रियते व्याकरण ग्रन्थस्य रचना क्रियते तत्र पाणिनी पाणिनीना सर्वैः कल्पितं यत् कथं त् शब्दानाम् अनुशासनं कर्तव्यं कथं वैय् वाक्यानां सर्वेषां वाक्यानाम् उपदेशः कर्तव्यः कर्तुं तु समयः कालः अनेकाः अनेके कालाः अपेक्षन्ते तादृशं तु कर्तुं न शक्यते अतः किं करणीयम् इत्युक्ते वाक्येषु पदं पदेषु प्रकृतिः प्रत्ययः तदनन्तरं वर्णाः इत्यादिकं कल्पयित्वा तेषान् अनुशासनं कृतम् अतः तदनुशासनाय किम् इत्युक्ते व्याकरणं तदनुशासनाय एव पाणिनिना अष्टाध्यायी इति ग्रन्थं रचितम् तस्मिन् तेन ग्रन्थेन वयं शब्दानुशासनं कर्तुं प्रभवामः एवं धन्यवादः